जयो नाम इतिहासोयम् इति वाक्यतः महाभारतस्य जयः इत्यपि नामधेयं वर्तते इति ज्ञायते तत्र महाभारते आदौ पर्वरूपेण विभागः वर्तते तत्र अष्टादशपर्वाणि सन्ति

वाल्मीकिरामायणे सप्तकाण्डानि तद्वत् महाभारते अष्टादशपर्वाणि सन्ति तत्र आदिमम् स्थानं भजते आदिपर्व इति तत्र तावत् पाण्डवानां जन्मानां विषये ततः पूर्वतनानां तद्वंशीयानां विषये उल्लेखो वर्तते अपि च सैन्यानां विषये उल्लेखः वर्तते तदुत्तरं सभापर्व तत्र तावत् शिशुपालवधः इत्यादिरूपेण तेषां वर्णनं वर्तते एवं वनपर्व पाण्डवानां वनवासकाले तेषां तत्र का का कथा संवृत्ता इत्यत् इति उच्यते एवम् अष्टादशसु पर्वसु अध्यायविभागः कृतः अस्ति पाण्डवानां सर्वेषां स्वर्गारोहणपर्यन्तम् अर्थात् अन्तिमम् अन्तिमं पर्व वर्तते स्वर्गारोहणपर्व इति तेषां स्वर्गारोहणपर्यन्तम् अयं ग्रन्थभागः अनुवर्तते अपि च अग्रेऽपि परीक्षितः वा तेषां पौत्रः परीक्षितः इति तस्यापि विवरणं तत्र लभ्यते